हरि ओम् नमस्ते अहं विजया इति सुमा ट्रावल्स् खलु वयं प्रवासार्थं गन्तुम् इच्छामः विंशतिः आं होन्नावर उत्तरकन्नडामण्डलं गन्तुम् इच्छामः तत्र जोग् फ़ाल्स् इडगुञ्जी गोकर्ण कोल्लुरु गण्टेगणपति मूलकुक्केदेवस्थान शिरालि दाण्डेलि सर्वं द्रष्टुम् इच्छामः

मि मिनि बस् अपेक्षितं बृद्धाः अपि सन्ति अतः उपवेष्टुं पादप्रसारणार्थं स्थानम् आपेक्षितम् अतः उत्तमं यानं प्रेषयतु अस्तु भ भगिनी इतोऽपि एकः सहायः तत्र वासव्यवस्था आहारव्यवस्था इदमपि कु कर्तुं शक्यते वा अस्तु अस्य सर्वस्य कियद् मौल्यं भवति अस्तु भगिनी धनं कदा दातव्यम् अथवा इदानीं किञ्चिद् दत्त्वा शिष्टम् अनन्तरं देयं वा अस्तु तर्हि विंशतिदिनाङ्के वयं प्रस्थानं कुर्मः कृपया प्रातः षड्वादने यानम् आनयन्तु श शक्नोमि भगिनी धन्यवादः भगिनी धन्यवादः मिलामः